गतसत्रार्धे मम सप्तमं पत्रम् इन्टेन्शिप् इति आसीत् तत्र अस्माकं कृते शिबिरचालनार्थम् इति पाठ्यक्रमे आसीत् अतः वयम् बेङ्ग्लूरु नद् नगरे अक्षरम् इति संस्कृतसंस्थायां गत्वा कथं शिबिरचालनं करणीयम् इति पठितवन्तः ततः वयं विभिन्नेषु स्थलेषु गत्वा शिबिरं चालनं कृतवान् कृतवन्तः अहं विश्वविद्यालये पुनः विद्यालये शिबिरं संस्कृतशिबिरं चालितवती तत्र अहं ज्ञातवती कथं ये जनाः संस्कृतं न जानाति जानन्ति तेषां कृते कथं संस्कृतं पाठनीयं पाठनीयम् इति तत्र मम आत्मविश्वासस्य अपि वर्धनं जातं पुनः अक्षरे वयं विभिन्नानि कार्याणि कृतवन्तः तत्र उत्तमः अध्यापकः अपि आसन् पुनः कथं संस्कृतस्य प्रचारः करे करणीयं तत् कृत्वा कथम् अस्माकं जीवने कथम् उद्भवः भवति तदपि तैः पाठितम् एतत् संस्कृतकार्यं कृत्वा मया बहु आनन्दः आनन्दः जातः पुनः पुनः नूतनः अनुभवः अपि अहं मया नूतनः अनुभवः अपि मया अनु नु अनुभवः मया स् दृष्टः